मम ग्रामे जलस्य विभिन्नाः स्रोताः सन्ति

प्रत्येकं गृहे नलम् अस्ति मोटर् अपि अस्ति विद्युत् माध्यमेन मोटर् यानेन जलं प्राप्तुं शक्नुवन्ति नलकूपस्य अपि विद्युत् यानेन मोटर् यानेन जलं प्राप्तुं शक्नुवन्ति एतावत् सर्वेषु जलस्य स्रोताः आवर्षम् उपलभ्यन्ते यदि विद्युत् अस्ति तर्हि जलं प्राप्तुं शक्नुवन्ति